तेषां कलां प्रचुरं कर्तुं वयं बहु कार्याणि कर्तुं शक्यते प्रथमं किम् इत्युक्ते तेषां कलाम् अन्यासां ज्ञातव्यम् इत्युक्ते वयं कार्यक्रमम् आयोजयितुं शक्यते पुनः एवम् अन्तर्जालमध्ये वा दूरवाणीमध्ये वा रेडियो अपि भवति तन्मध्ये वा कार्यक्रमः प्रचलितुं शक्यते पुनः किम् इत्युक्ते अद्यतनकाले जनाः अन्तर्जालं बहु एव उपयोगं कुर्वन्ति एकं लघु लघु नास्ति इत्युक्ते बृहत् वीडियो कृत्वा दूरवाणीमध्ये स्थापयितुं शक्यते केषां कदा समयः मिलति तदा ते पश्यन्ति किम् इव कार्यक्रमं सर्वं वयं कृतवत्यः इत्युक्ते तेषाम् एकैकदा समयः न मिलति सर्वे न आगच्छन्ति द्रष्टुं पुनः दूरदर्शनम् अद्यतनकाले सर्वाः सर्वेषां गृहेपि दूरदर्शनं वर्तते तन्मध्येपि प्रचलितुं शक्यते पुनः किम् इत्युक्ते शालायां सर्वं वयमेव कार्यक्रमम् आयोजनं करणीयं शालायां वा विद्यालयं विश्वविद्यालये वा त तन्मध्ये सर्वं वयं कार्यक्रमं कृतवत्यः इत्युक्ते अन्येषामपि तत् किं तत् कलायाः उपयोगाय किं इत्यपि ज्ञायते प्रचारः अपि भवति एतानि सर्वाणि रीत्या वयम् एकं नास्ति इत्युक्ते सर्वे कलां कलानां प्रचुरं कर्तुं शक्यते पुनः किम् इत्युक्ते अद्यतनकाले सर्वेपि सर्वां कलां प सर्वे कलां प्रत्यपि प्रामुख्यं ददति एकैककलां प्रति एकैकरीत्या प्रामुख्यता अस्ति स सत्यं खलु तत् प्रति तावत् क्लिष्टं न भवति वयम् सर्वे अपि प्रचारं प्रचुरं कर्तुं तावत् क्लिष्टः न भवति इति चिन्तयामि पुनः किम् इत्युक्ते प्रचुरं भवितव्यम् इत्युक्ते वयम् अस्माकम् अग्रिमझनरेशन्स् भवन्ति खलु तेषामपि पाठनीयम् ते अपि तत् पठितवतः इत्युक्ते किञ्चित् प्रचुरं कर्तुं सहायः भव सहायः भवति तावत् क्लिष्टं न भवति धन्यवादः